कृषकाः पार्श्वव्यापारान् कर्तुं शक्यते चेत् ते विक्रयणकार्यं कर्तुं शक्नुवन्ति किमर्थं चेत् यदि कृषकाः स्वीय उत्पादन आहारान् विक्रेतुं शक्यते तदा तस्य आहारस्य मौल्यवर्धनं भवति किमर्थं चेत् कृषकात् नेर कृषकात् ग्राहकं प्रति लभ्यते चेत् तस्य मौल्यं मौल्यवर्धनं भवति अतः एव कृषकः विक्रयणकार्ये विक्रयणकार्यं शक्नुवन्ति